स्थाणुरयं भूयः भारहारः किलाभूत् अधीत्य वेदं न विजानाति अर्थम् इति उक्तिः अस्याः सामान्यः अर्थः एवमुच्यते यदि वेदः अधीयते तर्हि सम्यगेव किन्तु वेदम् अधीत्य अपि वेदार्थं यदि कश्चित् न जानाति तर्हि सः भारहारः अर्थात् भूतले सः तस्य किं वेदस्य अधीतं वे अधीतस्य वेदस्य किमपि प्रयोजनमेव न भवति तर्हि तदर्थं किं कर्तव्यम् इति चेत् वेदार्थः ज्ञातव्यः अयं हि वेदार्थः कैः कैः विधानैः ज्ञातुं शक्यः इति चेत् वेदस्य षडङ्गानि सन्ति शिक्षा व्याकरणं छन्दो निरुक्तं ज्योतिषं तथा इत्यादीनि यानि सन्ति अङ्गानि वेदस्य तानि अध्येतव्यानि भवन्ति तत्र अत्यन्तं श्रेष्ठस्थानं भजते शिक्षाशास्त्रम् अर्थात् कश्चित् वेदः वेदं भागमन्त्रः अस्माभिः अधीयते तर्हि तस्या अर्थः अवश्यं ज्ञेयः तत्र कीदृशविवक्षया अयं मन्त्रः प्रयुज्यः प्रयुक्तः वर्तते इत्यादिकम् अवश्यं ज्ञेयमेव तदर्थं ग्रन्थाः अपि सन्ति यथा निघण्टु इत्यादीनि वेदभाष्याणि अपि सन्ति एतत् सर्वमपि शिक्षाशास्त्रे अन्तर्गतया अस्माभिः ज्ञातुं शक्यते केचन तावत् वेदमध्ये अधिकं पठन्ति अपि श्रद्धया पठन्ति किन्तु वेदस्य अर्थमेव न जानन्ति तर्हि कथं वा तस्य जीवने आजा आचरितुम् आचरणं कर्तुं शक्यते अर्थात् वेदः यदि अधीयते तर्हि तस्य आचरणमपि कर्तव्यम् अर्थात् वेदबोधितकर्माणां कर्मणाम् आचरणम् अस्माभिः कर्तव्यमेव तच्च ज्ञायते शिक्षाशास्त्रेण तस्मात् शिक्षाशास्त्रं महत्वपूर्णमेव स्थानं भजते वेदानाम् अध्ययने किन्तु आधुनिकैः तत् न क्रियते इति कृत्वा तद्व्यर्थमेव अतः तस्य रक्षणार्थम् अस्माभिः वेदानाम् अध्ययने शिक्षाशास्त्रस्य शिक्षाशास्त्रस्य अध्ययनं कर्तव्यमेव